यदा अहं शालायाम् आसं तदा अहं प्रवासार्थं पुण्यपत्तनं गतवती पुण्यपत्तने कस्मिंश्चित् विद्यालये वर्गः आसीत् तस्मिन् वर्गे अहं भागं स्व्यकरोत् स्वीकृतवती महाविद्यालयसमये अहं बहुत्र प्रवासं कृतवती अहं शलाकापरीक्षानिमित्तं हरिद्वारं प्रति गतवती हरिद्वारे तत्र व्याकरणशास्त्रस्य शलाका आसीत् मया शलाका परीक्षार्थं देहलीम् अपि गमनं कृतं देहल्याम् अक्षरधाम इत्यत्र स्वामिनारायणमहाशयस्य शलाकापरीक्षा आसीत् पुनः तिरुपतौ अखिलभारतीयछात्रसमारोहे अहं भागं स्वीकृतवती तत्रापि अहं प्रवासं कृतवती एवमेव अहं प्रवासार्थं कल्कत्तानगरं ततः अगर्तलां प्रति गतवती अगरतलायाम् अपि शास्त्रीयस्पर्धाः आसन् शास्त्रीयस्पर्धासु अहं भागं गृहीतवती पुनः पेपर् प्रसेण्टेशन् निमित्तम् अहं चेन्नै नगरस्थमद्रास् संस्कृतमहाविद्यालयं प्रति गतवती उडुपिनगरे सेमिनार् आसीत् अतः तत्र अहं भागं स्वीकृतवती